यदि वयं ग्रामे क्रीडां करोति चेत् तत्र अस्माकं मित्राणि एवम् अस्माकं बान्धवाः मिलन्ति ततापि तत्र क्रियेटिविटि अपि बहुधा अस्ति एवं यत् यत् लभ्यते यत् तैः एव वयं क्रीडां कुर्मः एवम् एतत् प्रदेशं क्रीडाय निश्चितम् इति तथा नास्ति ग्रामे यत्र यत्र शक्यते तत् तत्र तत्र वयं क्रीडां कुर्मः तथापि नगरेषु तद्व्यवस्था नास्ति नगरेषु केचन स्थानानि क्रीडार्थं भवति तत्र वयं गन्तव्यम् यदा कदापि किञ्चित् मूल्यम् अपि दातव्यम् तत्र बहु जनाः वयं न जानीमः यथा ग्रामे तथा तत्र नास्ति एवं तत्र व्यवस्था भिन्नः भवति एवं तत्र क्रीडायां विशेषता अपि तत्र नास्ति केचन केचन क्रीडाः नवीन क्रीडाः एव तेषु क्रीडाङ्गनेषु सन्ति एवं ग्रामे एवं नगरे व्यवस्था भिन्ना भवति